सामान्यतः जनाः चित्रकलां कुतः प्रारम्भं कुर्वन्ति इत्युक्ते सामान्यतया पश्यामश्चेत् मानवानां जन्तूनां वा करणीयं चेत् नेत्रतः प्रारम्भं कुर्वन्ति तत्र तदा न करणीयं भवति मुखस्य आवरणं यदस्ति ततः अरम्भः करणीयः भवति सामान्यतः प्रप्रतमं नाम स्ट्रैट् लैन्स् एवं वृत्ताकारं नाम रौन्ड् शेप्स् कथं करणीयम् एतत् प्रथमं शिक्षेतव्यं भवति एवं च चित्रं यावत्पर्यन्तं न समाप्तिर्भविष्यति तावत्पर्यन्तं बिन्दुः न स्थापनीयं भवति नाम देव्याः वा महिलानां वा नो चेत् मुनीनां तादृशचित्रानि कुर्मश्वेत् तत्र बिन्दुः बिन्दुम् अन्ते स्थापनीयं भवति